योगाभ्यासे मम प्रियम् आसनं बद्धकोनासनं किमर्थं नाम इदम् आसनं करणेन अधिकम् अधिकं महिलानां कृते उप उपयोगाय भवति इदम् आसने बहु उपयोगाः अधिकाः वर्तन्ते पुरुषाः ए एतदासनं न करणीयं वा इति चेत् न ते अपि इदम् आसनं कर्तुं शक्नुवन्ति यदि लघुवयसि एव इदमासनं क्रियते तर्हि यदा ज्येष्ठाः भवन्ति इदम् आसनं बहु उपयोगं करोति ए यदि महिलाः अधिकं श् अधिकं महिलानां कृते एव एतस्य आसनेन प्रयोगाः बहवः सन्ति यदि ज्येष्ठाः भवन्ति तदा कर्तुं क्लिष्टमेव इदम् आसनं बद्धकोनासनं तदर्थं यदि बालाः एव भवन्ति तदारभ्य एव इदं कुर्वन्ति चेत् उत्तमं अधिकं योगशास्त्रे वदन्ति यत् बद्धकोनासनं महिलार्थं महिलानां कृते एव वर्तते इति वदन्ति तदर्थं बद्धकोनासनं कर्तव्यं महिलाः आद् अधिकं यदि इदं कुर्वन्ति अग्रे उत्तमाय भवति अस्माकं शरीरस्य स्वास् स्वास्थ्यमपि सम्यक् स्थिरं भवति तथा च अस्माकं ऋतुचक्रः अपि सम्यक् भवन्ति ऋतुचक्रः यदि सम्यक् न भवति बद्धकोनासनं कर्तुं शक्नुवन्ति महिलाः यदि ऋतुचक्रसमये एव महिलाः इदं कर्तव्यं भवति बद्धकोनासनं कर्तव्यं भवति